अस्माकं ग्रामीणजनानां क्रीडायाम् आसक्तिः नाम वालिबाल् इत्यादिक्रीडासु वर्तते तथा च कबडि इत्यत्रापि तत्र अस्माकं कबडि मध्ये यदा प्रो कबडि स्टार्ट् भवति तत्र मुम्बै मुम्बै यू मुम्बाय् इति यत् टीं वर्तते तत्र अस्माकं ग्रामीणः एव नाम ग्रा ग्रामीणः एव तत्र एकः विद्यते सः सम्यक् क्रीडति इति अस्माकं गौरवस्य कारणं पुनश्च अस्माकं ग्रामे आधिकेन वालिबाल् क्रीडति तेन वालिबाल् मध्ये स्टेट् लेवल् इत्यादि स्पर्धासु अस्माकं ग्रामः सर्वदा आधिक्येन प्रथमः एव आगच्छति क्रीडासु तु ग्रामीणानां तु आधिक्येन आसक्तिः भवति तेषां तावद् बलमपि भवति किमर्थ नाम ग्रामे कृषिः कृषि इत्यादिकं यद् अस्माभिः क्रियते तेन अस्माकं तादृशं तादृशं बलं सिद्ध्यति तेन अस्माभिः तत् साध्यते च अतः वालिबाल् विषये वा भवतु कबडि विषये वा भवतु क्रिकेट् विषये वा भवतु सर्वदा ग्रामीणाः अग्रेसरत्वेन परिगण्यन्ते अधिक्येन सी नगरादिषु अपि भवति परन्तु वयं ग्रामीणाः इत्यतः अविशेषेण सर्वे क्रीडां जानन्ति क्रीडां क्रीडन्ति च ग्रामिणानां सः मूलतः स्वभावः एव क्रीडा इति तेन अस्माकं कृते अधिकं कष्टं किञ्चित् कर्तव्यं वा इति किमपि नास्ति वयं सहजतया क्रीडायाम् आसक्ताः सन्नद्धाः भवेम तस्मात् कापि समस्या अस्मासु न आगच्छति तेन सः आधिक्येन प्रथमस्थानम् अस्मात् ग्रामीणानां विद्यते ते सम्यगेव क्रीडन्ति इति आनन्दः पुनः इतोपि एकः सूचनीयः विषयः मेराथन् इत्यादीषु क्रीडासु यत् वोलम्पिक् मध्ये भवति तत्रापि अस्मद्ग्रामीणः इति न अस्माकं जिल्हा प् प्रदेशीयः एकः विद्यते यः मेराथोन् मध्ये धावति तादृशोपि तादृशाः अपि बहवः सन्ति एवम् अग्रे अग्रे अपि बहुत्र बहवः अग्रेसरत्वेन क्रीडायाम् आसक्ताः पुनश्च प्रेरकत्वेन कोच् अपि सन्ति इति क्रीडायाम् इत्यतः महान् आनन्दः